संस्कृतकवयः इत्युक्ते द्विविधाः भवन्ति प्राचीनाः कवयः आधुनिकाः कवयः अथवा कृतिकाराः इति प्राचीनाः तु बहवः सन्ति सुप्रसिद्धाः अपि आधुनिकेषु कृतिकारेषु अथवा कविषु मम अत्यन्तम् इष्टतमाः डाक्टर् जनार्दन् हेगडे महोदयः तस्य पुस्तकानि वा गीतानि वा अत्यन्तं सरलानि भवन्ति अनन्तरम् अत्यन्तं रोचकाणि अपि भवन्ति तावदेव न जीवनसम्बद्धाः विषयाः एव तस्य कृतिषु भवन्ति अतः तस्य लेखनानि पुस्तकानि कविताः वा मम अत्यन्तं प्रियाः